अहं सामान्यतया चित्रकारः नास्मि किन्तु अहं लघुचित्रान् लेखितुं शक्नोमि सामान्यतया अङ्कणीम् उपयुज्य अहं ले चित्रं लेखितुं शक्नोमि किन्तु अत्र अभिवृद्ध्यर्थम् अहं किमपि न कृतवती शालदिने अथवा अहं यदा बाल्यावस्थायाम् आसं तदा चित्रं लेखितुं बहुनि आसक्तियुक्ता आसं तदा अहं नूनननूतचित्रान् दृष्ट्वा तत्र कथं चित्रं रच रचनां करणीयम् इति बहुनि चिन्तितवन्ती चिन्तितवती आसम् किन्तु इदानीं तावत् समय प्रमुखतया न लभ्यते किन्तु इतोऽपि चित्रविषये आसक्तिः अस्ति एव अहं सामान्यतया रङ्गोलीं रचयामि नास्ति चेत् केवलम् अङ्कणीम् उपयुज्य चित्रं करोमि देवता चित्रम् इत्यादिकम् अङ्कणीम् उपयुज्य यदा समयः लभ्यते तदा करोमि सामान्यतया अस्मिन् दिने अहं समययुता नास्मि अन्तर्जालद्वारा किमपि प्रयोजनं स्वीकृतवती वा इति अत्र प्रश्नः अस्ति अन्तर्जालद्वारा इत्युक्ते अहं यदा बाल्यावस्थायाम् आसं तदा अहं चित्रं कर्तुं बहु उत्सुकतां प्रदर्शयति प्रदर्शयन्ती आसम् किन्तु तस्मिन् काले अन्तर्जालस्य उपयोगम् अहं न ज्ञातवती आसं इत्युक्ते तस्मिन् काले अन्तर्जालस्य उपयोगं बहु न्युनम् आसीत् तदार्थम् अहम् अन्तर्जालस्य सहायेन चित्ररचनां तावत् अध्ययनं न कृतवती इदानीं यदा कदापि समयः लभ्यते तदा यूट्यूब् वाहिनी द्वारा अहं कानिचन चित्रं पश्यामि किन्तु लेखितुं तावत् समयः नास्ति यदा समयः लभ्यते तदा निश्चयेन कर्तुम् इच्छामि यूट्यूब् द्वारा निश्चयेन बहु चित्रान् लेखितुम् अभ्यासं कर्तुं समर्था भवन्ति एव इदानीं रङ्गोली रङ्गोलीम् अपि यदा आवश्यकम् अस्ति तदा विद्यालये वा अथवा अन्यत्र यत्र कुत्रापि अहं कानिचन रङ्गोली रचनां करोमि किन्तु अत्र अन्तर्जालस्य इत्युक्ते गुगुल् मध्ये रङ्गोली सर्च् करोमि तस्य चित्रं साक्षात् रचयितुं शक्नोमि यूट्यूब् वाहिन्याः सहायं अहम् एतावत् पर्यन्तं न स्वीकृतवती एतद्विहाय यत् किमपि पुस्तकं वा अथवा स्वयं चिन्तनं कृत्वा वा रङ्गोली चित्रम् अहं लिखितवती अनन्तरम् अङ्कणीचित्रमपि स्वयं चिन्तनं कृत्वा लिखितुम् अहम् इच्छां प्रदर्शयामि तद्विहाय हास्य चित्रं कार्टून् द्रष्टुम् अहं लेखितुम् अहं आसक्तिं प्रदर्शयामि हास्यचित्ररचना सर्वदा अस्माकं मनसि एव चिन्तनं भवति चेत् उत्तमं तदर्थं स्वमनसि विचिन्त्य एतत् हास्यचित्रं यदा कदापि रचनां करोमि तद्विहाय अन्यत् किमपि चित्रम् अहं एतावत् पर्यन्तम् अन्तर्जालम् उपयुज्य इति न कृतवती